साफ्टवेयर क्षेत्रे एतद् अस्ति एव प्रोजेक्ट आरम्भकाले वा समापनानन्तरं वा टीम् औटिङ्ग् औटिङ्ग् इति एकः प्रकल्पः तत्र फलहारं न्यूनं भवति फलहारं परम् अधिकम् द्विवारम् एतत् सङ्कडम् अनुभूय अहम् अयं टीम् औटिङ्ग् गन्तुं स्थगितः एतद्दृष्ट्वा मम मेनेजर् मम प्रोमोषन् स्थगितः द्वे वर्षाणि न दत्तः तत् मांसाहारि आहारशाला अपेक्षया एतदेव सम्यक् इति अहं तूष्णिम् अभवन् सः मेनेजरम् अस्माकं कम्पनी डिस्मिस् कृतम् अग्रिममासे मम प्रोमोषन् जातः एतादृशः समये किम् उचितम् इत्युक्ते तान् सोढव्य अस्माकं कार्यं करणीयम् अग्रे मङ्गलं भविष्यति